आक्शन् मया यत् वेब्सैट् द्वारा अपेक्षितं तत्र विद्यमानाः आटो पे इति आप्शन् निष्कासनीयम् भवति विशेषित वेब्सैट् द्वारा आटो पे इति आप्शन् स्थापितम् आसीत् किन्तु केनचित् कारणेन तत् निष्कासनीयं तदर्थं वेब्सैट् वेब्सैट् कृत्वा सेटिङ्ग्स् आप्स् स्वीकृत्य नविगेशन् द्वारा आटो पे इति आप्शन् निष्कासनीयम्